शास्त्राध्ययनं चिकीर्षुभिः अवश्यं तत्पूर्वं सज्जता कर्तव्या अस्ति तत्र प्रथमतया भाषाशुद्धिः अपेक्षिता भवति यतः सर्वस्यापि शास्त्रस्य अध्ययनं संस्कृतभाषया एव भवति इति कारणात् संस्कृतभाषायाः ज्ञानं भाषाज्ञानम् एवं भाषाशुद्धिः च अपेक्षिता भवति एवं संस्कृतभाषा इत्युक्तौ तत्र शब्दाः भवन्ति धातवः भवन्ति एवं शब्देषु विभक्तयः धातुषु पुरुष वचनानि च भवन्ति अतः प्रथमतया शब्देषु अतः प्रथमतया शब्देषु अकारान्त् आकारान्त् इकारान्त् उकारान्त् इत्येवं रीत्या सर्वेपि अजन्ताः शब्दाः त्रिषु लिङ्गेषु अर्थात् पुल्लिङ्गे स्त्रीलिङ्गे एवं नपुंसकलिङ्गे च एवं त्रिषु लिङ्गेषु च सर्वेपि शब्दाः अजन्तशब्दाः अध्येतव्याः भवन्ति उदाहरणार्थम् रामशब्दः अकारान्तः पुल्लिङ्गः तस्य प्रथमाविभक्तौ एकवचने द्विवचने बहुवचने च रामः रामौ रामाः इति रूपाणि भवन्ति इत्येवं रीत्या द्विवचने इत्येवं रीत्या द्वितीयविभक्तौ तृतीयाविभक्तौ चतुर्थ्यां पञ्चम्यां षष्ठ्यां सप्तम्याम् एवं सम्बोधने च कथं रूपाणि भवन्ति इति स्मर्तव्यं अर्थात् कण्टस्थीकरणं कर्तव्यम् एवमेव रामशब्दः अकारान्तः पुल्लिङ्गः एवं रूपाणि लभते चेत् तुल्यारीत्या कृष्णशब्दोपि एवमेव रूपाणि प्राप्नोति यतः यथा रामशब्दः अकारान्तः पुल्लिङ्गः तुल्यारीत्या कृष्णशब्दोपि अकारान्तः पुल्लिङ्गः इत्येवं रीत्या अस्माभिः तत् तुल्याः शब्दाः स्मर्तव्याः तेषां रूपाणि च स्मर्तव्यानि इदं प्रथमतया कर्तव्यं तदनन्तरं धातवः धातुषु सामान्यतः दशगणाः भवन्ति प्रत्येकस्मिन् गणे ये धातवस्सन्ति तेषां कदाचित् परस्मैपदिरूपाणि भवन्ति कदाचित् आत्मनेपदिरूपाणि भवन्ति केषाञ्चन उभयमपि भवितुमर्हति ते उभयपदिनः इत्युच्यन्ते केवलं परस्मैपदं भवति चेत् पस्मैपदिनोधातुनः इति व्यवहारः केवलं आत्मनेपदं भवति चेत् आत्मनेपदिनोधातवः इति व्यवहारः अत्र परस्मैपदम् आत्मनेपदम् इत्यादिकं प्रत्ययस्य नामान्तरम् तस्मात् तादृशं प्रत्ययं यः धातुः प्राप्तवान् सः धातुः परस्मैपदी धातुः एवं सः धातुः आत्मनेपदी धातुः इति व्यवहारो भवति एवं केचन उभयं प्रत्ययं प्राप्नुवन्ति इति कृत्वा उभयपदिनोधातवः इति व्यवहारो भवितुम् अर्हति तत्र सर्वेषां धातूनां दशलकाराः भवन्ति के ते लकाराः इत्यादिकं ज्ञातव्यं तदनन्तरं संस्कृतभाषायां कालत्रयं वर्तमानकालः भविष्यत्कालः एवं भूतकालश्च इति पुनस्तत्र भूतकाले के के लकाराः भवन्ति भविष्यत्काले के लकाराः भवन्ति इत्यादिकम् अवश्यं ज्ञातव्यम् एवं यदा उदाहरणार्थं भू धातुः स्वीक्रियते चेत् वर्तमाने भवति इति प्रयोगः भविष्यत् काले भविष्यति इति प्रयोगः एवं भूतकाले च अभवत् इति प्रयोगः एवं भूतकाले अपि पुनः तत्र प्रकारान्तराणि भवन्ति बभूव इति परोक्षे लिट् अर्थात् परोक्षं परोक्षे लिट् इत्यत्र परोक्षार्थः कः इति जिज्ञासायाम् उच्यते यः क्रियाविशेषः भूतकाले सम्पन्नः एवं अस्माभिः न दृष्टश्च केवलं श्रुतश्चेत् तत्र परोक्षार्थकः लकारः प्रयोक्तुं शक्यः एवञ्च रामः दशरथस्य पुत्रः सः अयोध्यानगरे बभूव एवम् अस्माभिः रामस्य सत्ता न दृष्टा अपितु श्रुता इति कारणात् परोक्षार्थकः तत्र लिट्लकारः प्रयोक्तुं शक्यः एवम् अभवत् इति लङ्लकारः भूतसामान्ये अभवत् इति प्रयोगः कर्तुं शक्यः भूतासामान्यम् इत्युक्तौ अद्यतनं भूतं न भवितुम् अर्हति अपितु ह्यस्तनम् अतः ततोपि प्राक्तनं भूतं कालं प्रयोक्तुम् अस्माभिः लङ्लकारः प्रयोक्तुं शक्यः एवं लिङ्लकारः अभूत् इत्यादिरूपेण भवति स तु अद्यतनं भूतं बोधयितुं शक्नोति उदाहरणार्थम् अद्य प्रातः मया उपाहारः कृतः चेत् उपाहारः अभूत् इति प्रयोगो भवितुम् अर्हति उपहारः उपाहारः अभवत् इति प्रयोवस्तु न भवितुम् अर्हति ह्यः रात्रौ मया भोजनङ्कृतं चेत् भोजनम् अभवत् इति प्रयोगो भवितुम् अर्हति भोजनम् अभूत् इति प्रयोगो न भवितुम् अर्हति इत्येवं रीत्या अस्माभिः विविच्य विविच्य अंशाः ज्ञातव्याः भवन्ति इदं सर्वं धातूनां विषये एवं शब्दानां विषये एवं धातूनां विषये भ्वादिगणे प्रत्या भ्वादिगणे विशिष्टाः धातवः सन्ति एवं यथा भ्वादिगणः वर्तते तद्वत् अदादिगणः रुदादिगणः इत्येवं दशगणाः सन्ति दशषु गणेषु ये धातवः सन्ति तेषां रूपाणि अत्यन्तं भिन्नानि भवन्ति अतः तद्गणे ये ये धातवस्सन्ति तेषां रूपाणि कथं भवन्ति इति विविच्य तानि रूपाणि स्मर्तव्यानि भवन्ति यथा अकारान्तः रामशब्दः यथा प्रचलति रामः रामौ रामाः इति इकारान्तः हरिशब्दः तथा नैव प्रचलति कुतः इकारान्तश्शब्दो भिन्नः अकारान्तश्शब्दो भिन्नः तुल्यारीत्या भ्वादिगणे पठितः धातुः भिन्नः भवति अर्थात् दातोः रूपाणि भिन्नानि भवन्ति एवं अदादिगणे पठिता धातोः रूपाणि भिन्नानि भवन्ति अवश्यं गणविवेचन पुरस्सरम् अस्माभिः रूपाणि स्मर्तव्यानि भवन्ति तदनन्तरं अजन्तशब्दानां कण्टस्थीकरणम् एवं धातूनां च कण्टस्थीकरणानन्तरं हलन्तशब्दाः द्रष्टव्याः भवन्ति हलन्तशब्देषु कदाचित् क्लेशः अनुभूयते कुतः इत्युक्तौ उदाहरणार्थम् अजन्तशब्दाः स्वीक्रियन्ते चेत् तत्र अकारान्तशब्देषु नपुंसकलिङ्गस्य एवं पुल्लिङ्गस्य च शब्दस्य प्रयोगो भवितुम् अर्हति स्त्रीलिङ्गस्य नैव भवितुम् अर्हति स्त्रीलिङ्गशब्देषु सामान्येन स्त्रीलिङ्गशब्दाः दीर्घान्ताः भवितुम् अर्हन्ति उदाहरणार्थं रमा कर्तरी इत्येवं रीत्या सामान्यतया सामान्तया पुल्लिङ्गशब्दः विसर्गेण विसर्गेण अन्तोभवति उदाहरणार्तं रामः हरिः शम्भुः इत्येवं रीत्या उदाहरणार्थं नपुंसकलिङ्गं स्वीक्रियते चेत् नपुंसकलिङ्गं स्वीक्रियते चेत् तत्र मकारेण शब्दस्य समाप्तिं भवति उदाहरणार्थं वनं यन्त्रं रक्तम् इत्येवं रीत्या परन्तु हलन्तशब्देषु तथा नैव भवितुम् अर्हति उदाहरणार्तं सरित् इति शब्दस्य रूपं स्वीक्रियते चेत् सरित् इति शब्दः स्त्रीलिङ्गे प्रयुज्यते एवं सरः इति शब्दः स्वीक्रियते चेत् सरः इति शब्दः नपुंसकलिङ्गे स्वीक्रियते उदाहरणार्थं स्रोतस् इति शब्दः स्वीक्रियते चेत् तत्तु नपुंसके एव प्रयुज्यते मनः इति शब्दोपि नपुंसके एव प्रयुज्यते इत्येवं रीत्या तत्र लिङ्गस्य निर्धारणे कश्चन क्लेशो भवति परन्तु तत्र अभ्यासः अपेक्षितः अभ्यासानन्तरम् तत्र अस्माभिः अवश्यं लिङ्गनिर्धारणं कर्तुं शक्यते तत्र अन्यः विचारः अस्माभिः बोधनीयः वर्तते यदा अस्माभिः विशेष्यं यस्मिन् लिङ्गे एवं यस्मिन् वचने स्वीक्रियते विशेषणमपि तस्मिन् लिङ्गे एव तस्मिन् वचने एव स्वीकर्तव्यम् इति इदं तु अवश्यं शास्त्रारम्भात् पूर्वमेव अर्थात् शास्त्राध्ययनात् पूर्वमेव ज्ञातव्यम् उदाहरणार्थं रामः इति स्वीक्रियते चेत् तत्र सुन्दर इति प्रातिपदिकस्य प्रयोगः एकवचने एवं पुल्लिङ्गे च कर्तव्यः रामस्सुन्दरः इति यदि तु सीता इति स्वीक्रियते तर्हि सीता सुन्दरी इति यदि तु वनम् इति स्वीक्रियते तर्हि वनं सुन्दरम् इत्येवं रीत्या एव विशेष्यं यस्मिन् वचने एवं यस्मिन् च लिङ्गे वर्तते तस्मिन्नेव वचने तस्मिन्नेव लिङ्गे च विशेषणमपि प्रयोक्तव्यम् इति अस्माभिः अवश्यं बोधनीयम् अस्ति इमे सर्वेपि लघुभूताः अंशाः प्रारम्भिक अवस्थायाम् एव ज्ञातव्याः यतः शास्त्रेषु विशेषणविशेष्यभावः अवश्यं तत्र प्रतिपाद्यते तदानीं किं विशेषणं किं विशेष्यम् इति ज्ञानं नैव भवितुम् अर्हति यदि अस्माभिः एवं रीत्या अध्ययनं न क्रियते इदं सर्वं शास्त्राध्ययनात् पूर्वं यदा शास्त्राध्ययनम् आरभ्यते तदानीं केचन व्याकरणांशाः केचन न्यायशास्त्रांशाः अवश्यं ज्ञातव्याः भवन्ति सर्वैरपि उदाहरणार्थं कश्चन वेदान्तमधीते चेत् अवश्यं तेन प्राथमिकः व्याकरणांशः ज्ञातव्यः एवं प्राथमिकः न्यायशास्त्रांशः अर्थात् तर्क शास्त्रांशः ज्ञातव्यः तद्विना यस्मिन् कस्मिश्चिदपि शास्त्रे गतिः प्राप्तुं न शक्यते इदम् एकं द्वितीयः अंशः कः इत्युक्तौ शास्त्राध्ययनं तावत् गुरुमुखादेव भवति इति कारणात् गुरुभिः ये ये अंशाः पाठ्यन्ते ते सर्वेपि अंशाः अग्रिमकक्षायाम् एव अनुवक्तव्याः अनूदितव्याः येन च शास्त्राध्ययनं दृढं भवति सर्वथा शास्त्राध्ययने अंशद्वयं शास्त्रस्य अवगमनम् अर्थात् अर्थपुरस्सरम् अवगमनम् इति एकः अंशः धारणम् इत्यपि अंशः सः धारणम् इत्यंशः शास्त्र शास्त्रस्य अर्थावगमनम् इत्यस्मिन्नेव लघुभूतः अंशो भवति तस्मात् शास्त्राध्ययनम् इति यदा भवति तदानीं शास्त्रस्य अर्थावधारणम् अर्थावगमनम् तदनन्तरम् अर्थावधारणम् अन्ततोगत्वा शास्त्रस्य अध्यापनम् एवं कश्चन छात्रः गुरुभिरुक्तम् अंशं सम्यक् जानाति अथवा अवगच्छति इत्येतावन् मात्रेण सः तम् अंशम् अन्यं कञ्चित् बोधयितुं शक्नोति अथवा बोधयितुं समर्थो भवति इति नास्ति तस्मात् अवश्यम् अस्माभिः अनुवादः कर्तव्यः यदा अस्माभिः अनुवादः क्रियते तदा अस्माभिः ज्ञातुं शक्यं यत् अस्माभिः यावदंशेन गुरुभिरुक्तः अंशः अवगतः अस्माभिः यावदंशेन गुरुभिरुक्तः अंशः बोधयितुम् अन्यं प्रति बोधयितुं शक्यः इति सर्वं ज्ञायते तस्मात् अवश्यम् ये शास्त्राध्ययनम् आरब्धवन्तः अथवा शास्त्राध्ययनस्य काले अनुवादः तैः अवश्यं कर्तव्यः